अन्यभाषाप्रभावेण संस्कृतभाषायाः परिवर्तनं तु अस्त्येव किमर्थमित्युक्ते संस्कृतभाषा तु अतीवप्राचीना भाषा वर्तते मातृभाषा अन्यासां भाषाणां मातृभाषा इति वर्तते तत्र संस्कृतभाषा या अस्ति सा भाषा अतीवसरला भाषा वर्तते तत्र एकः विषयः वर्तते यथा यद् प यद् लिखामः तदेव पठामः यत् पठामः तदेव वदामः तदेव संस्कृतभाषायाः वैशिष्ट्यं वर्तते तत्र अन्यभाषा प्रभावेण संस्कृतभाषायाः प्रयोगे तु परिवर्तनङ्काले काले जातमस्ति अर्थात् नूतन नूतन वस्तूनाम् आविष्क आविष्कारेण तत्र अस्माकं भाषायां तु परिवर्तनं वर्तते एव यदा वक्तुं शक्नुमः फ़ेन् कृते व्यजनम् इति एतादृशं वक्तुं शक्नुमः परन्तु उदाहरणार्थं रेल् रेल्वे इति अस्ति रैल् इति अस्ति ट्रेन् इति अस्ति तत्र रैल्वे इत्येव वक्तुं शक्नुमः रैल् यानम् इत्येव वक्तुं शक्यते एवं रैल्वेस्थानकं रैल्वे स्टेशन् इत्यत्र रैल्वे स्थानकम् इत्येव लोके लोकयानम् इति बस् इति वक्तुं शक्नुमः परन्तु केचन एवं काफ़ि पेयं काफ़ि इत्युक्ते यद् पानविशेषः भवति तस्य तु काफ़ि पेयम् इत्येव उच्यते चा चायपानम् इति वदामः चाय् इयुक्ते तत्र हिन्दिभाषायां तु चाय चाय् इति वदति उच्यते परन्तु चाय् इति संस्कृते अपि वदामः एवम् एतादृशरीत्या अस्माकं संस्कृतस्य अन्यभाषाप्रभावेण काले काले परिवर्तनं जातं परिवर्तनं जातमस्ति इति मम